अहं प्रथमं वस्तुरूपेण एकं युतकं प्रापितवान् तद् वर्णरूपेण सुन्दरमस्ति धारणानन्तरमपि सम्यक् अस्ति सौष्ठवेन तत्तु द्रष्टुमपि बहु सम्यक् अस्ति तद् निर्माणं यदा कृतं तद्